हरिः ओं नमस्कारः

आ अहं कुशली अस्मि भवन्तः कथं सन्ति वदन्तु आम् अ एवं अ आम् आम् गृहं कुत्र अस्ति नगरे अस्ति वा ग्रामे अस्ति वा आम् आम् भवन्तः यथा इच्छन्ति वयं तु तथा कर्तुं सिद्धाः हा हा आम् आम् यदि न अस्माभिः तत् सर्वविधं नाम्नां प्राचीनशैल्यापि अस्माभिः क्रियते अथवा आधुनिकशैल्यापि क्रियते अस्माकं विशेषज्ञाः सन्त्येव हा गार्डन् अपि क्रियते बहिः उद्यानस्य अपि व्यवस्था क्रियते तत्र पिष्टानां वा अन्यविधसस्यानां वा आरोपः आरोपणमपि कर्तुं शक्यते ते तु प्रायः वृद्धाः अ ते तु प्राचीनशैल्या एव गृहं भवतु इति इच्छन्ति सः तेषां कृते एकं पूजागृहं तु सुन्दरं भवेत् बृहदपि भवितुम् अर्हति पुनः पाकशालापि तेषां कृते तत्र सर्वविधसौकर्यं ते इच्छन्ति सा पाकशालायाः व्यवस्थामपि सम्यक् कर्तुं शक्नुमः पुनः उद्यानेऽपि प्रतिदिनं पुष्पाणि यथा लभ्येरन् सापि व्यवस्था क्रियते हा शक्यते तेषां यथा इच्छा अस्ति तेषां वृत्त्यनुसारं भित्तौ चित्राणि स्थापयामः पुनः बालानां कृते पृथक्तया प्रकोष्ठव्यवस्था अपि भवति चेत् ते अध्ययनादिकं सम्यक् कर्तुं शक्नुवन्ति आम् एवम् एवं

इदानीं पुरतः अपि यदि यानादिकम् अस्ति यानादीनां स्थापनार्थम् अपि स्थानम् अपेक्षितं खलु तदपि कुर्मः चक्रिकायानं भवतु गृहस्य पार्श्वे एव पृथक्तया व्यवस्था कर्तुं शक्यते हाहा हा एव एवम् यथा तत् बहु अधिकं किमपि कर्तव्यम् अस्ति चेत् तथापि यथा शीघ्रं कारयामः जनाः सन्ति अपेक्षिताः अस्य विषये वयं साक्षात् गृहम् आगच्छतु सम्भाषणं कुर्मः अल्पमूल्येनैव क्रियते हा आम् आगच्छामि साक्षात् मिलामि हा अस्तु अस्तु अस्तु नमस्कारः